सत्यं जनाः लाक्डौन् मध्ये दूरभाषां ला लाप्टाप् उपयोगं कर्तुं आरब्धवन्तः अहमपि तत्र एका अस्मि किमर्थं त तस्मिन् समये एव अहं संस्कृतं पठितवती आसं मम कृते तत् वसन्तशिबिरमिति वदामः अहं आन्लैन् द्वारा वसन्तशिबिरं स्वीकृतवती आसं तत् आलाक्डौन् समये बालाः सर्वे गृहे एव वसन्ति अतः अहं तस्य किं उपयोगं कृतवती मम कृते तु लाप्टाप् दूरवाणी द्वयमपि आन्लैन् कृते आवश्यकमेव भविष्यति तत्तु बहु उपयोगकरं आसीत् अनन्तरं अनुभवः तु बहु सम्यक् किमर्थं तत् लाक्डौन् समये अहं संस्कृतभाषायाः किं किं वदामः संस्कृतभाषायाः प्रसारं कृतवती इति सन्तोषः अस्ति